मोबैल् युग इत्येतत् वाक्यं विद्यते किमर्थञ्चेत् प्रपञ्चे विद्यमानसकलविषयान् एव सकलविषयान् जङ्गमदूरवाण्यां द्रष्टुं शक्यते प्रपञ्चे विद्यमानबहुजनाः सामाजिकमाध्यमस्य उपयोगं कुर्वन् कुर्वन्नस्ति अतः अहमपि मम छायाचित्रं सामाजिकमाध्यमेषु स्थापयामि सामाजिकमाध्यमेषु प्रकाशयामि इन्स्टाग्राम् इत्येतत् एकं सामाजिकमाध्यमं विद्यते तत् इन्स्टाग्राम् माध्यमे अहं मम छायाचित्रं प्रकाशयामि किमर्थञ्चेत् मम परिचयं लोके विद्यते कथं विद्यते इत्यस्मिन् वाक्ये आदौ एव उक्तवान् मोबैल् युग इति अतः तद् कारणात् मम परिचयं लोके विद्यते अत एव अहं कथमस्मि इति तत् विचारान् द्रष्टव्यं खलु अतः एव सामाजिकमाध्यमेषु प्रकाशयामि